तरणं प्राणिनां विशिष्टं सामर्थ्यम् सामान्यतो मनुष्यभिन्नाः प्राणिनः जन्मतः एव तरणनैपुण्ये अर्हन्ति विदेशेषु प्रसवादनन्तरं कतिपयमास्वेष्वेव तरणं कर्तुं प्रभवन्ति अस्मद्देशे बाल्यकौमारादि अवस्थासु प्रयासाभ्यासेन तस्मिन् अर्हन्ति अहम् अपि प्रौढावस्थायां तरणाभ्यासम् अकरवम् तत्र तत्र नदीषु कल्याणीषु अभ्यासाः मया कृतः प्रथमम् अन्येषाम् अनुभवम् अभ्यासं च अभ्यासे एव उपस्थाय अवगतम् तत् पश्चात् स्वतो यत्नः कृतः मत् कृते न यः कोऽपि साक्षात् पपाठ दृष्ट्वा तरणस्य अभ्यासम् अकरवम् तरणं कर्म संसारस्य सागरस्य तरणं सङ्केतयति इति विशेषः जलेषु विद्यमाना अपि यत् प्लाव्यन्ते तथैव संसारे विद्यमानापि प्लावननैपुण्यम् आवश्यकम् इति अस्मान् शिक्षयति तरणं कर्म अतः तरणाभ्यासः एकः उत्तमः शिक्षको भवति इत्यत्र न कोऽपि संशयः